मया मम गृहे यः बृहत् शीतकोशागाराः स्वीकृतः अस्ति सः अत्यन्तम् उपयोगाय भवेत् सौकर्याय भवेत् इति मत्या स्वीकृतः किन्तु तस्य विपरीतम् एव फलं दरीदृश्यते यतोहि तस्य आगमनोत्तरं विद्युतः धनं प्रवृद्धम् अन्यत् च पूर्वम् अस्माकम् दिनैव दिनद्वये वा नूतनं शाकं भोक्तुम् अभ्यासः आसीत् इदानीम् अष्टदिनानि वा दशदिनानि वा तदेव शाकं तत्र तिष्ठति तदेव पुनः पुनः भोजनं कुर्मः तस्यैव शाकस्य अतः इदं विद्यमानं शाकादिकम् अन्नादिकञ्च परियुशितं कृत्वा वयं भक्षयामः इति अस्माकं शरीरस्यापि क्लेशाय जातं वा इति अहं चितयामि येन उपयोगेन मनसि निधाय अयं स्वीकृतः कोशागारः तद् वैपरीत्यम् एव मे प्रतिभाति